कविः स्वकाव्यमाध्यमेन कवितमाध्यमेन वा स्वभावम् प्रकाशयति लेखकस्य चिन्तनं दृष्टिकोनश्च लेखन माध्यमेन प्रस्फुटति अहं तु विशिष्टलेखिका नास्मि अथवा प्रसिद्धा कवयित्री अपि नास्मि तथापि कवितालेखनार्थं कथालेखनार्थम् अहं प्रयासरता अस्मि सामान्यतया अहं संस्कृतभाषया ओडिया भाषया हिन्दीभाषया च काश्चन कविताः लिखितवती संस्कृतभाषया चुल्लुबुल्लिक् बालिका इति नाम्ना एकां कथां लिखितवती यदा मनसि दुःखं सुखं वा अनुभवामि तदा मनसः भावं स्वलेखन्या रूपं दातुं प्रयासं करोमि जीवनस्य अनुभवम् आधारीकृत्य किमपि लिखामि उपविश्य लेखानार्थं किमपि विशिष्टं स्थानं मम कृते न अपेक्ष्यते केवलं शान्तमयम् एकान्तं वातावरणम् अपेक्ष्यते